द्विसहस्रतमवर्षस्य जनवरि मासे प्रथमदिनाङ्कः विंशत्युत्तरद्विसहस्रतमवर्षे मार्च् मासे त्रिंशत् दिनाङ्कः ऊनविंशत्युत्तर द्विसहस्रतमवर्षे फिब्रवरि मासे विंशतिदिनाङ्कः दशाधिकद्विसहस्रतमवर्षे डिसेम्बर् मासे दशमदिनाङ्कः पञ्चोत्तरद्विसहस्रतमे वर्षे मार्च् मासे द्वितीयदिनाङ्कः